नमस्कारः महोदय अहम् अहं रघुत्तमः इति अकौण्टेन्सि उपन्यासकः अस्मि अहम् आम् अहं भवतः मृगालयं प्रति अस्माकं छात्राणां प्रवासः आयोजनं कृतवान् भवतः मृगालये यदा आगन् मृगालयं प्रति कदा आगन्तुं शक्यते समयः समयः एवं वा मृगालये किं विशेषः एवं वा आम् आम् अस्माकं तु प्रौढशाला अस्ति प्रौढशाला विद्यार्थिनः विद्यार्थिनःविद्यार्थिनः चलन्ति खलु दशरूप्यकं वा छात्रं प्रति

ओहो बहु सन्तोषः गन्तुं शक्यते वा ओ विरामः न न भवति वा तद्दिने विरामदिने बहवः जनाः आगच्छन्ति अस्माकं छात्रं प्रति किमपि दुर्घटना वा भवति वा तत्र आम् महोदय भवतः नाम किं महोदय महोदय भवतु महेशः महोदय अद्य एव अस्माकं प्रांशुपालंप्रति एवं वदामि तथा अहम् आयोजनं करोमि छात्रान् आनयामि ओ सन्तोषः धन्यवादः महोदय धन्यवादः नमस्कारः